पूर्वं कृषिकार्यार्थं बहुकर्मकराः लभ्यन्ते स्म तेषां वेतनमपि न्यूनमासीत् तेषाम् आशा आकाङ्क्षाः अपि न्यूनाः आसन् किन्तु इदानीं पूर्ववत् कुशलकर्मिणां प्राप्तिः नस्ति बहु दूरं गत्वा तेषाम् आनयनं करणीयं भवति तेषां वेतनमपि इदानीं स एकस्य दिनस्य कृते सप्तशतरूप्यकाणि सन्ति प्रातः तेभ्यः उपाहारः दातव्यः मध्याह्ने भोजनं दातव्यं पुनः सायङ्कालेपि पानीयं दातव्यम् एतादृशरीत्या इदानीं कृषिकार्यं पूर्ववत् अत्यन्तसुलभतया न भवति किञ्चित् कष्टम् अनुभूतं चेत् उत्तमप्राप्तिः भवति